स्वजनैः सह नाम मित्रैः सह यदि वयं क्रीडामः तद् मित्रैः सह यदा क्रीडामः तद् सम्यक् भवति यदि एवं भवति मनोल्लासं भवति एतद् एकत्र अस्ति एकं ग्राममेव एवं बेट्टिङ्ग् प्रति स्थाप्य एतद् को को क्रीडा क्रीडन्ति तदा छात्राः सम्यक् न क्रीडन्तः भवन्ति ते सर्वत्र गत्वा कोलाहलं कृत्वा यद् तेषां कृते खादनार्थं सर्वं यद्धनं दत्तं भवति तेन प्रवासं कृत्वा यद् आपणे गत्वा मेडल्स् विक्रयणं कृत्वा गच्छन्तः भवन्ति यदि एवं भवति सम्यक् न भवति एकदा तैः ग्रामे एव अन्यस्मात् ग्रामात् ये आगताः तेषां तेषां विरुद्धं त्यजन्ति तदा एते कथञ्चित् महत्कष्टरूपेण तेषां शिक्षकस्य सहायेन बहु क्रीडित्वा जयं प्राप्नुवन्ति तदा तद्ग्रामस्य महत्त्वं महत्त्वा क्रीडा भवति कोको एव यदि एवं भवति तद् स्वजनानां कृते सम्यक् भवति एवं सर्वं सम्यक् भवति इति कृत्वा क्रीडा क्रीडनीया इति वदन्ति एकैकत्र इदानीम् अस्माकं भारतस्य क्रीडा वर्तते महत्त्वक्रीडा वर्तते हाकी इति तत् यदि जयं न प्राप्नुवन्ति भारतीयानां महत्त्वक्रीडा वर्तते हाकि ते तस्मिन्नपि यदि जयं न प्राप्नुवन्ति इति भवति तदर्थं जनाः ये क्रीडालवः भवन्ति ते सम्यक् क्रीडन्ति क्रीडित्वा जयं प्राप्य अन्येषां कृते भवन्तः अपि सम्यक् क्रीडितवन्तः इति प्रत्युत्साहं दत्त्वा प्रेषयन्ति इति वा अत्राद्य विशेषः ग्रामीणाः चिन्तयन्ति उपविश्य एतत् किमस्ति वयमपि क्रीडामः इति किन्तु ये क्रीडालावः भवन्ति तेषां कृते ज्ञायते तत् कष्टं किमिति यदि ते अपि क्रीडन्ति तदा ज्ञायते क्रीडा क्रीडायाः विषये महत्त्वं महत्त्वं यदि एवं भवति जनाः अपि यदि क्रीडन्ति ते अपि सन्तुष्टाः भवन्ति